अस्माकं भारतीय अर्थव्यवस्था वर्धमाना परिदृश्यते इति मम मतम् यतो हि गतेषु वर्षेषु बहु परिवर्तनानि मया अदृक् अद्रक्ष्यत परिवर्तनानि यथा य भविष्यन्ति तथैव जि डि पि नाम ग्रोस्स् डोमेस्टिक् प्रैज़् अपि वर्धमाना भविष्यति इति वयं सर्वे जानीमः पुनश्च देशे जि डि पि ग्रोत् यथा भविष्यति तथा देशस्य प्रोन्नतिः अपि वर्धते इति सामान्यम् अर्थव्यवस्थायाः तत्र न्यायः वर्तते पुनश्च अस्माकं देशे बहु अन्ताराष्ट्रीयाः ज जनाः बहु अन्ताराष्ट्रीयः कम्पनीज़् अपि आगत्य अत्र निवेशं कुर्वन्ति तेन अस्माकम् अस्माकं यद् धनम् आगच्छति तदपि वर्द् वर्धमानम् इव दृश्यते तद्विहाय दिजिटल् ब्याङ्किङ्ग् अपि बहु वर्धमानं परिदृश्यते कोरोना वैरस् यदा आगतम् तदनन्तरम् अस्माकं देशे डिजिटलैज़ेशन् इति वर्धितं सर्वेषां हस्ते इदानीं फ़ोन् पे गूगल् पे अमेजा़न् पे इति सर्वं वर्तते केऽपि इदानीम् ए टि एम् कार्ड् अपि स्वीकृत्य न गच्छन्ति तदर्थमपि चरवाणीमेव स्वीकृत्य डिजिटल् पेमेन्ट् एव कुर्वन्ति अन्तर्जालमाध्यमेन अतः तेनापि देशस्य आर्थिकोन्नतिः भविष्यति इति मम मतम्